अस्माकं समुदाये धार्मिकसमुदायः अस्ति अस्माकम् अस्ति अतः ये भगवतः कार्यक्रमः यदि प्रचलति तर्हि तत्र नृत्यं भविष्यति यत् किं कथयामः भागवतकथा अस्ति तर्हि तत्र कृष्णजन्म भविष्यति तत् तदा सर्वे जनाः अति आनन्देन उत्साहने सहायः नृत्यं कुर्वन्ति यदा गोपालकला इति कार्यक्रमः अस्ति तस्य तत्र भिन्नानि शाकानि पदार्थान् एकत्री कृत्वा तस्य भोगं भगवते श्रीकृष्णाय अर्पयित्वा बह्व्यः महिलाः महिलाः बालिकाः बहु आनन्देन नृत्यं कुर्वन्ति यदा अस्माकं पाण्डुरङ्गभगवान् अस्ति तस्य एकादशी अस्ति तदा सर्वे महाराष्ट्रं भो महाराष्ट्रात् बहिः अपि बहवः जनाः जनाः तत्र वारि इति करोति तदा ते चलन्ति केवलं न चलन्ति मुखे भगवतः नाम गायन्ति मम पादेन नृत्यं नर्तनमपि करोति एवं प्रकारेण बह्वी भावना ते भगवन्तं प्रति ते ते तस्याः तस्य भावनाः अपि व्यक्तं करोति करोति व्यक्तीकरोति

अस्मिन् काले एकः बहु महत्त्वपूर्णः विषयः आगतः यदि विवाहसमारम्भः भविष्यति तर्हि श् हिन्दीचित्रपटः यत् चलति अस्ति तस्य गीतानि डी जे माध्यमेन श्रुत्वा सर्वे जनाः न नृत्यं कर्वन्ति तेन प्रकारेण तु योग्यं नास्ति इति अहं मन्ये किन्तु भगवतः यदि कार्यक्रमः अस्ति तत्तु बहु उत्तमः सः इति अहं मन्ये